आम् मम परिचये मम पिता मम पतिः उपाधिं प्राप्तवन्तः महाविद्यालये उपाधिं प्राप्तवन्तः मम पिता बि एस् सि फ़िसिक्स् माध्यमेन बि एस् सि माध्यमेन महाविद्यालये पठितवान् सः उपाधिं प्राप्तवान् बहु उत्तमतया पठित्वा उत्तम अङ्कान् प्राप्तवान् तादृशं मम पतिः अपि उत्तमरीत्या बि इ मेकानिकल् इन्जिनियरिङ्ग् स्ट्रीम्मध्ये पठित्वा तदनन्तरं एम् इ मेकनिकल् इन्जिनियरिङ्ग्मध्ये कृत्वा तदनन्तरम् इदानीं सः पि एच् डि डिग्रि अपि प्राप्तवान् एतद् सर्वत्र सः उत्तम अङ्कान् प्राप्य उत्तमरीत्या पठितवन्तः इति अहं चिन्तयामि